विद्युत् इति मनुष्यस्य जीवने प्रामुख्यं भजते यदि विद्युत् नास्ति तर्हि मनुष्यस्य बहवः क्लेशाः उत्पद्यन्ते मनुष्यः विद्युत्द्वारा बहु यन्त्राणाम् उपयोगं करोति व्यजनं स्यात् दीपः स्यात् इत्यादि यन्त्राणि मनुष्यस्य जीवने बहु वर्तते एवं विद्युतः अभावेन इमानि यन्त्राणि न प्रवर्तन्ते वृष्टिकालः यदा अधिकः भवति तदानीम् विद्युदः अभावः अधिकः भवति घर्मकाले तु विद्युदः अपेक्षा भवत्येव व्यजनार्थं विद्युदः अपेक्षां वयम् इच्छामः विद्युद्वारा बहूनि यन्त्राणि कुर्वन्ति विद्युद्वारा एव इदानीम् चतुश्चक्रयानं स्यात् द्विचक्रयानं स्यात् एवं बहूनि यानानि चालयन्ति तस्मात् विद्युत् मनुष्यस्य जीवने प्रामुख्यं बहु भजते विद्युत् विद्युत् विच्छेदस्य कारणेन भिन्नभिन्न ऋतुषु अस्माकं जीवने क्लेशाः भवन्ति के के क्लेशाः इत्युक्ते घर्मरु घर्मकाले शैत्यकाले वा वृष्टिकाले वा विद्युतः अभावः भवति यदि भवति तर्हि घर्मकाले तु व्यजनं न भवतीत्यतः महान् क्लेशः यदि वृष्टिकाले विद्युत् न भवति तर्हि दीपाभावे पठनेषु वा पाकादिषु मार्गादिषु मार्गः न दृश्यते चालकानां कृते इत्येवं क्लेशाः भवन्ति तस्मात् विद्युत् मनुष्यस्य जीवने बहु प्रामुख्यं प्रामुख्यतां भजते